अहं दिनद्वयात् प्राक् शीतकयन्त्रम् आदिष्टवान् आसम् तदद्य आगतं प्रथमं तु यः आनीतवान् सः सम्यक्तया न सम्यक्तया न व्यवहृतवान् तत्र प्रथम अट्टे एव आनेतुं सः बहु कष्टम् अनुभूतवान् अस्तु नाम इति अहमेव स्वयम् आनीतवान् परं तत्र यदा मया आन् कृतम् तदानीमेव तस्य तत् किमपि तन्त्रि आसीत् तत्तु ज्वलितम् अभवत् तु अहं चिन्तितवान् भवतां कम्पनी विशेषः समीचीनः इति परं तस्य तन्त्री एव सम्यक् नास्ति इत्युक्ते अग्रे कथं वा स्यात् कथञ्चित् तन्त्री वा सम्यक् कृता मया अथापि शीतकं शीतमेव न करोति इत्यतः पुनः अहं प्रत्यर्पयितुम् इच्छामि कृपया एतस्य प्रत्यर्पणार्थं कः मार्गः इति सूचयन्तु